मम वृत्तिस्थानेषु सङ्घर्षं अथवा धर्मसङ्कटं बहुवारं आगच्छति एतस्याः निर्वहणं मह्यं कदापि कष्टं इति न अभवत् कथं इत्युक्ते अहं तत्र सर्वत्र अहं अस्माकं ग्रन्थाः किं वदति इत्येव आरम्भे परिशीलयामि कदाचित् मह्यं दुर्जनानां उपरि आर्थिकदण्डः उद्घोषणस्य अवकाशः लभ्यते तत्र सर्वत्र अहं कथं निर्वहामि इत्युक्ते शाम्येत् प्रत्यपकारेण नोपकारेण दुर्जनः इति यथा पञ्चतन्त्रे पञ्चतन्त्रम् इति मन्ये तत्र उक्तमस्ति तथैव अहं तेषां किमपि तेषामुपरि किमपि कारुण्यं वा दयां वा न दर्शयामि सर्वत्र अपि कठोररूपेण तेषां निर्वहणं करोमि